नगरेषु उपनगरेषु च आं प्रचलितः वायुः अत्यन्तं दूषितं भवति नास्ति संशयः व्यवसायशालेभ्यः एवं मोटोर्यानेभ्यः निर्गलितः निर्गमितः धूमः अन्तरीक्षं मलिनीकरोति इति सर्वं ज्ञातव्यम् दिल्लीनगरस्य नगरे वायोः प्रदूषणं प्रतिवर्षं वर्धयति इति पत्रमाध्यमद्वारा वयं जानीमः ग्रामप्रदेशेषु नगरापेक्षया वायुदूषणम् वायोः प्रदूषणं न्यूनं भवति न्यूनं भवति एवम् अत्र अत्र केरलेषु अपि केरलस्य ग्रामीणप्रदेशाः सस्यसम्पन्नाः भवन्ति अतः अत्र वायोः अत्रत्य शुद्धवायुः भवति नगरपेक्षया शुद्धवायुः लब्धः एवम् अस्य विषये वृक्षस्य पोषणमेव अस्मिन् विषये प्रतिविधिर्भवति नगरप्रदेशेषु प्रासादनिर्माणार्थं मार्गनिर्माणार्थं विकसनार्थं कृते वृक्षान् छित्वा एव एताद् एतादृशाः कार्यक्रमाः प्रचलन्ति अतः वायोः दूषणनिवारणार्थम् अवश्यमेव परिहारः परिहारः आवश्यकः परिहारः न क्रियते चेत् भूमौ जनानाम् आवासः अत्यन्तं शोचनीयः भविष्यन्ति